मम प्रकोष्ठे व्यजनमेकं वर्तते व्यजनस्य भ्रमणेन यः वायुः भवति तेन वायुना शरीरस्य औष्णम् अपगच्छति अध्ययने च मम मनसः आनुकूल्यं सम्पद्यते अयं लाभः अस्ति व्यजनस्य यद्यपि व्यजनस्य भ्रमणेन ध्वनिः जायते अथापि सः ध्वनिः अस्माभिः उपेक्ष्यते चेत् तद्विषये अस्माकं दृष्टिः न गच्छति तेन कापि बाधा न जायते इति व्यजनस्य लाभः अस्ति एव